संस्कृतभाषा सर्वभाषाणां जननी अस्ति जननी किं करोति पुत्रान् पौत्रान् सर्वान् अपि पोषयति तथैव संस्कृतं भाषा अपि अस्माकं देशे याः याः भाषाः सन्ति ताः भाषाः सर्वाः अपि संस्कृतद्वारा पोषिताः एव संस्कृतं सर्वां सर्वासां भाषाणां जननी अस्ति तदर्थम् अन्यभाषा भाषायाः विकासमध्ये संस्कृतभाषायाः अधिकं योगदानं भवति किमत् किमर्थम् इत्युक्ते भारतीया भाषा भाषाः स सर्वाः अपि संस्कृतभाषाद्वारा पोषिताः एव उदाहरणार्थं मम मातृभाषा तेलुगुः अस्ति तेलुगुभाषायां षष्ठिप्रतिशताः संस्कृतपदाः एव धातवः एव सन्ति तान् एव उपयुज्य तेलुगुभाषा लोके प्रसिद्धा अभवत् तथैव अन्यान्या भाषा विषये अपि मलयाळिभाषा अस्ति तत्र अशीतिः प्रतिशतं संस्कृतमूलपदाः सन्ति तथैव न केवलं भारतीयभाषाणां विषये अपि तु आङ्ग्लभाषा विषये वा फ़्रेञ्च् भाषा रष्यन् भाषा इत्यादि इत्यादि विश्वे याः भाषाः सन्ति ताः सर्वाः अपि संस्कृतभाषाद्वारा पोषिताः एव काम्बोडिया देशे ख्मेर् भाषा इति भाषा अस्ति सा भाषा सम्यक् अधीतुं संस्कृतज्ञानं यदि भवति तर्हि इतोऽपि उत्तमरीत्या कम्बोडिया भाषायाः अध्ययनं कर्तुं प्रभवन्ति कम्बुमहर्षेः कारणतः कम्बोडिया देशं वर्धितं जातम् तथैव आङ्ग्लभाषायाम् ऊम्ब इति वदन्ति मातुः गर्भम् उल्बम् इति शब्दं संस्कृते अस्ति उल्बं द्वारा एव ऊम्ब इति पदम् आगतम् तत् इति संस्कृते वदन्ति तत् शब्दमेव दट् ई आङ्ग्लमाध्यमे माध्यमे वयं श्रोतुं शक्नुमः एवं रष्यन् भाषामध्ये ये अङ्काः भवन्ति ताः सर्वाः अपि संस्कृत मूलपदानि एव वयं द्रष्टुं श्रोतुं शक्नुमः तदर्थं संस्कृतभाषा सर्वभाषाणां जननी अस्ति पोषिका रूपेण अस्ति एतस्याः भाषायाः अध्ययने सर्वाः भाषाः अपि वर्धिताः भवन्ति इति अहं मन्ये